विश्वेस्मिन् प्रवासं गच्छामि चेत् इस्रेल् गन्तुमिच्छामि हीब्रूभाषायाः कारणेनैव ते विश्वे श्रेष्ठाः कथं भूतवन्तः इति द्रष्टुमिच्छामि एकवारं सीमासु दुष्टकूटः अस्ति चेदपि ते समर्थाः सन्ति तत्र जल जलसम्पन्मूलविषये कृषिविषये न तु देशभक्त्याः विषये ते बहु समर्थाः सन्ति जनाः देशभक्ताः सन्ति भाषा देशः च तेषां बहु आदरणीयविषयौ स्तः अतः इस्रेलेव गन्तुमिच्छामि एकवारं जनाः कथं सन्तीति द्रष्तुमिच्छामि